इदानीन्तनकाले सर्वेषां व्यापाराणां सर्वेषां कार्याणां कृते ई सेवा डिजिटल् डिजिटल् रूपेणैव कार्यं कार्यक्रमः प्रचालयति अस्माकं कृते अपि सर्व सर्वेषां विषये उदाहरणं छात्राणां पठनविषये अड्मिशन्मध्ये एवं सर्वेषां कृते आन्लैन् रूपेणैव कार्याः प्रचलन्ति अहमपि बहु विषयेषु ई सेवा ई सेवा ई सेवा कृता तत्र तत्र मम अनुभवः मम अनुभवः सम्यक् एव सुष्ठुः एव प्रचलति प्रथमं प्रथमं प्रथमतया किञ्चित् किञ्चिद् अज्ञानम् अज्ञानेन किञ्चित् प्राब्लम् अस्ति प्रश्नाः सन्ति परन्तु इदानीम् कालक्रमेण ए एतद्विषये वयं सर्वे साक्षर साक्षराः भूय भूत्वा तत्सर्वं पठित्वा एव कृतम् अत्र सर्वकारीया सर्वकार्याः बहु प्रकारेण अस्माकं सेवनम् कुर्वन्तः अक्षया सेण्डर्मध्ये जनसेवाकेन्द्रम् एवम् एवं तर्हि साधारणजनोपि सर्वेपि ई सेवा विषये साक्षराः साक्षराः भवन्ति एतत् एतत् सम्यक् भवति सुष्ठुरूपेणैव अत्र अस्मिन् प्रदेशे एते कार्यक्रमाः चलन्ति अत्र एतदेव अस् अस्मिन् विषये वदामि